प्रायः दशकद्वस्य आर्थिक उद्देशीकारणस्य सृष्टिकथोक्तः वर्तमानवर्धमानस्य वर्गः युवजनसङ्ख्याः इवेषस्य उच्चम् उच्चप्रचलफलं च भारते विश्वसनीय सनीयनिवेशतः निवेशः गन्तव्यः करोति नवीनवैश्यस्य गतशीलद्रव्यः भारतेन आर्थिकमज्जने प्रमुखक्रीडकस्य भूमिकां स्वीकृतवान् अस्ति उद्यमः उद्यमिनः सं सम्मुखे एकं बहु बृहत्तमम् आवहनं पुञ्जी पुञ्चीप्राप्तिः अस्ति बहवः उद्यमिनः महान् विचाराः सन्ति परन्तु तान् यथार्थरूपेण परिणेतुं परिणेतुम् आर्थिकसम्बन्धम् अभावः अस्ति अनुदानानाम् ऋण आदिः वित्तानि प्रोत्साहनं मध्यमानधनं प्रदातुं सर्वकाराः सहायं कर्तुम् राजनगराः ई इव यानि उद्यमनं महान् विचारन् नैव कुर्वन्ति परन्तु तान् यथार्थरूपेण परिणमितुम् आर्थिकसम्बन्धम् अभावः भवति आधुनिकश्रवण आदिः व्यत्ययं प्रोत्साहनं मध्येन दानं प्रार्तुं सः सहायकं कर्तुम् भारते नवोद्यममतेः प्राफु प्रफुल्लितयुगं पश्यन्ति अत्र नूतनव्यवहारेण सर्कारसहायेन बहूनि लभ्यानि अस्ति तत्र नूतनं नूतनं एन्द परयन् जो उद्योगः लब्धः अस्ति अत्र साम्पत्तिकव्यवस्था बहूनि प्रकिटितानि अस्ति वा